अहं तु संस्कृततभारत्याः गीतम् अवनितलं पुनरवतीर्णा स्यात् संस्कृतगङ्गाधारा धीरभगीरथ वंशोऽस्माकं वयं तु कृतनिर्धारा एतत्तु गीतं बहु वारं पठितवान् सृतवान् अपि एतत् मह्यं रोचते